भारतदेशे बहूनि पर्वाणि सन्ति एव तत् प्रथमं तानि वयं तत् कथम् आचरामः इत्युक्ते प्रथमं किं भवति तत् वातावरणं सम्यक् भवितव्यं वातावरणस्य कारणेन तानि पर्वाणि एव वयं रचयामः वातावरणकारणनिमित्तं पर्वाणि कानि वयं तत् वायुः अपि सम्यक् भवति एव प्रथमं वातावरणं वयं निर्माणं करणीयम् एव अन्यत् भारतदेशे बहूनि पर्वाणि सन्ति अगत्यपर्वम् आरवल्लिपर्वम् आणैपर्वम् एलगिरि पर्वम् इमयवलिपर्वं नीलगिरि पर्वम् आरवल्लिपर्वं स्वट्टपट्टपर्वम् अन्यथा नन्दा देवीपर्वं हिमयमलै विन्द्यमलै नव हवः सति एव